पशवः सर्वांशेन धनम् मनुष्याणां कृते यच्छन्ति नाम पशुभिः नानारूपेण धनं सम्पाद्यते पशुनादीयमानं यत् क्षीरम् अनन्तरं क्षीरेण दधि दध्ना घृतम् अथवा दध्ना तक्र तक्रेण पुनः घृतम् एवं पौष्टिक आहाराणि सर्वाण्यपि पशुभ्यः दातुं नेतुं शक्यन्ते तेषां प्रभावः अन्तिम पदार्थस्य गुणवत्तायां कथं भवति नाम इदानीं अन्तिम पदार्थः इत्युक्ते क्षीरः भवति क्षीरं भवति प्रथम पदार्थः दधि एवं घृतम् भवति अन्तिमपदार्थः तत्रापि गुणवत्ता भवत्येव नाम आरम्भिक पदार्थे यदि गुणवत्तां सम्पादयामः तर्हि अन्तिम पदार्थेऽपि गुणवत्ता रक्षति आरम्भित पदार्थे एव गुणवत्तायां दोषः आगच्छति तर्हि अन्तिम पदार्थे का स्थितिः इति ज्ञातुं शक्यते पशु क्रयणात् अन्ते धनम् अर्जयितुं यावत् पूर्ण प्रक्रिया नाम धनार्जयनं तावत् सर्वथा अस्माभिः पशु सङ्गोपनेन कर्तुं शक्यते